सद्य काले कुत्रापि धनस्य साक्षात् दानं विशेषेण न भवति अत्यन्तम् अल्पधनं दातव्यं दशरूप्यकं विंशतिरूप्यकञ्चेदेव क्याश् रूपेण दीयते इत्युक्ते साक्षात् रूप्यकाणि दीयन्ते अन्यत्र सर्वत्र अपि ओन्लैन् इत्युक्ते डिजिटल् माध्यमेन अन्तर्जालमाध्यमेन धनव्यवहारः चलति मया अपि क्रियते अहमपि निरन्तररूपेण ओन्लैन् द्वारा एव अन्तर्जालद्वारा एव धनव्यवहारं करोमि तत्र अत्यन्त उत्तमकल्पना अस्ति धनस्य व्यवहारार्थं प्रायः पञ्चभ्यः वर्षेभ्यः अस्माकं केन्द्रसर्वकारेण यद् यश्च उद्यमः महान् कृतः तस्य फलरूपेण इदानीं ग्रामे ग्रामे नगरेषु तु अस्त्येव ग्रामे ग्रामे बालः भवतु युवकः भवतु वृद्धः भवतु सर्वेपि महिलाः अपि फ़ोन् पे द्वारा धनव्यवहारं कुर्वन्ति वित्तव्यवहारं कुर्वन्ति सर्वेषां हस्ते फ़ोन् पे अस्ति स्क्यानर् इति व्यवहारः अस्ति लघु पान् बिडा शाप् जनः अपि स्कानर् स्थापयति तद् द्वारा पञ्चरूप्यकस्य फ़ान् अपि ददाति सः दशरूप्यकस्य स्क्यान् करोतु स्कान् कर्तुं शक्यते इत्युक्ते तत्र मूलकारणं मोदिवर्यस्य अकौण्ट् ओपनिङ्ग् वित्तकोशे अकौण्ट् ओपनिङ्ग् यदस्ति खाता उद्घाटनं तद्वारा अत्यन्तं परिवर्तनम् आगतम् इति अहं चिन्तयामि जनेषु कल्पना आगता परिकल्पना कथं धनं संरक्षणीयं धनस्य व्यवहारः कथं यत्र अन्यायः न भवति तत्र कथं अस्माभिः व्यवहारः कर्तव्यः इत्यादिज्ञानम् आगतम् इति चिन्तयामि तद् अत्यन्त उत्तम उद्यमः उत्तमपदनिक्षेपः इति वक्तुम् इच्छामि इच्छामि